मम परिवारे दीर्घकालात् आचार्यमाणः विशिष्टाः आचाराः किम् इत्युक्ते बहुविध आचाराः मम गृहे विशिष्ट दीर्घकालात् आचार्यमानाः सन्ति तस्मिन् विषये इदानीम् अहं वदामि चेत् प्रथमतया इदानीं जन्मदिन स्य आचारः भवति अनन्तरम् श्रीकृष्णः अनन्तरम् उत्सवः भवति इदानीम् ईश्वरस्य विषये वदामि तर्हि अहं अस्माकं गृहे जन्माष्टमी आचरणं भवति अनन्तरं श्रावणमासे ओणागोषं श्रावण आगोषः अस्य आचारः भवति अनन्तरं ऋग्वेद उपाकर्मः अस्माकं गृहे विशिष्ट आचारः भवति अनन्तरं पूजाविषयेपि भवति इदानीं ऋग्वेद उपाकर्मा अस्ति अस्माकं गृहे विशिष्ट आचाराः जन्मदिनस्य आघोषः अपि भवति